ग्रामक्षेत्राणां नगरक्षेत्राणां च क्रीडानां मध्ये भेदः अस्ति कतमिति चेत् ग्राम्यक्षेत्रे ग्रामक्षेत्रक्रीडायां ग् ग्राम्यक्षेत्रक्रीडानां ग्राम्यक्षेत्रक्रीडानां बहुजनाः नास्ति न वर्तन्ते बहु जनाः न वर्तन्ते ततः समीचीनतया प्लेस् समीचीनतया प्लेस् नास्ति ततः समीचीनतया प्लेस् नास्ति जनः नास्ति अतः क्याम्रा इत्यादि नास्ति तथापि इतोऽपि नगरक्षेत्राणां च नगरक्षेत्राणां मध्ये किं भेदः इति किं भेदः इति चेत् नगरं नगरक्षेत्राणां नगरं नगरक्षेत्रक्रीडायां क्रीडायां क्यामरा आसीत् विराट् कोय्लि इत्यादि बहु महान्तः क्रीडा क्रीडकाः वर्तन्ते ततः ते समीचीनतया समीचीनतया क्रीडन्ति ततः क्रीडाः नाम एकक्रीडा एव नास्ति क्रिकेट् क्रीडा फ़ुट्बाल् क्रीडा बास्केट्बाल् क्रीडा कबड्डि क्रीडा इति इति एताः अस्मिन् अस्मिन् दिने अस्मिन् दिने अस्मिन् विषये अस् अस्मिन् दिने अनेकाः सन्ति